मम प्रदेशे पच्यमानानि पारम्परिकखाद्यानि दोसा उपमा पर्पटं प्रथमं दोसा दोसायां तावत् बहवः विधाः सन्ति दोसा तावत् शीघ्रं भवतीति कृत्वा मम ग्रामे अथवा मम प्रदेशे आधिक्येन प्रातः उपहारार्थं तदेव क्रियते द्वितीयम् उपमा उपमा तावत् प्रातः उप उपहारार्थमपि कर्तुं शक्यः सायं पानीयार्थमपि कर्तुं शक्यः पुनश्च इदं खाद्यं शीघ्रं कर्तुं शक्यते इति कृत्वा आधिक्येन सर्वेषां कृते इदम् इष्टं भवति तृतीयं तावत् पर्पटम् इदं घर्मकाले कृत्वा संस्थापयितुं शक्यः इदं घर्मकाले एव कुतः कर्तव्यम् इति इति चेत् तस्य कृते आतपः अपेक्षितः परन्तु वृष्टिकाले तन्न भवतीति कृत्वा उष्ण औष्ण्यकाले एव इदं कृत्वा स्थाप्यते